जैयपुरे बहवः कलासङ्ग्रहालयाः सन्ति यतो हि राजस्थानम् ऐतिहासिकमेव बहवः दुर्गाः सन्ति यत्र अद्यापि तानि वस्तूनि सन्ति येषां प्रयोगः राज्ञा तदा क्रियते स्म एल्वर्ट् होल् जयपुरस्य कलासङ्ग्रहालयरूपेण विश्वप्रसिद्धः तत्र रथाः सन्ति वस्त्राणि सन्ति आभूषणानि सन्ति शस्त्राणि सन्ति शास्त्राणि सन्ति भोजनपात्राणि सन्ति तथापि केन्द्रं तत्र वर्तते महाराणा प्रतापस्य वस्तु प्रतापः विशालकायः बृहत्कायः आसीत् सप्तपुट् इति तस्य उन्नतः एवं द्विशताधिकं प्रायेण तस्य वेट् आसीत् तस्य कुन्तः पञ्चसप्ततिः किलो ग्राम् इत्यस्यासीत् अतः सर्वे तमेव द्रष्टुं समागच्छन्ति